हरि ओम् नमस्ते सत्यं सत्यं बहु दिनात् प्रयत्नं कुर्वन् अस्मि परन्तु कोऽपि न लभ्यते स्म भवान् लब्धः इति महान् सन्तोषः इदानीं तत्र पाकशालायां पात्र पात्रप्रक्षालनाधिकं कुर्वन्ति खलु आ तस्मिन् प्रदेशे किञ्चित् जलस्य स्खालित्यं वर्तते हा अनन्तरं तत् प्रक्षालितं सर्वम् अपि पैप् द्वारा न गच्छति अतः तत्र किञ्चित् परिष्कारः करणीयः आसीत् पैप् सैज़् वर्तते खलु तत्र किञ्चित् अधिकं कृत्वा तत् स्थापनीयम् अस्ति हा हा हा सत्यं तत् एक इञ्च् पैप् वर्तते सार्धैक इञ्च् अथवा इञ्च् द्वयस्य पैप् स्थापनीयम्

सत्यम् सत्यं सत्यं बहु वारं मया उक्तं गृहे हा हा ह सत्यं हा भवन्तः एव तत्र इञ्च् द्वयस्य पैप् इत्यादिकम् आनयन्ति खलु हा वर्तन्ते वर्तन्ते ततः आनेतुं शक्नुमः यदि भवद्भिः नानीतम् हा गम् नैव नैव अस्ति न न फ़ेविकाल् इत्यादिकं मम गृहे एव अस्ति तत्र चिन्ता नास्ति तत् तु अत्रैव अस्ति हा तत् सत्यं पैप् गम् अपि अस्ति अस्ति अस्ति तत् कथम् अस्ति इति दृष्टव्यं परन्तु अस्ति कति कति भवति तत् कार्यार्थं पूरयितुं

हा हा अस्यां सङ्ख्यायाम् गूगल् पे वर्तते वा हा तत्रैव प्रेषयामि तर्हि हा हा भवन्तः आगमन समये आनयन्तु तथा आ शीघ्रम् अद्यैव अद्यैव आगच्छन्ति खलु हा यतः अद्य विरामकालः अस्ति मम अपि ततः अद्यैव हा हा अद्यैव कुर्वन्तु इति अस्तु अस्तु तर्हि शीघ्रं आगच्छन्तु ह निरीक्षा निरीक्षामहे अस्तु हा हा